हरिः ओम् नमस्ते नमस्ते हा अहं गृहीय परिवारे गृहीयवातावरणे अन्तः वर्धमानसस्यानां विषये ज्ञातुम् इच्छामि अद्याहम् एकत्र गतवानासम् एकस्मिन् गृहे एकस्मिन् भवने गतवानासं तत्र बहुविधसस्यानि अन्तः एव ते वर्धयन्ति स्म तदानीमहं कुत्र एतत् सर्वं प्राप्यते इति पृष्टवान् तदानीं ते भवतां नाम संख्यां च प्रेषितवन्तः अतः अहं सम्पर्कं सम्पर्कं कुर्वन्नस्मि भवतां हां तथा न यच्च अस्माकं स्वास्थ्यस्य हितार्थं भवति पुनश्च फलपुष्पाणि यथा प्रयच्छन्ति तादृशं सस्यानि एव अहं स्वीकर्तुम् इच्छामि

ह्म् हु

ह्म् ह्म्

ह ह हा तद्वारा अस्माकं कृते आम्लजनकं यथा इदानीं वटवृक्षः अथवा अन्ये वृक्षाः यथा प्रयच्छति प्रयच्छन्ति तद्वदेव अन्तः वर्धमानसस्यान्यपि एवमेव प्रयच्छन्ति इति अहं भावयमि सत्यं किल

ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् इदानीं गृहे मासे यावत् न भवामः तथा चेदपि तद् तिष्ठति वा तद्वदेव अथवा शुष्कं भवति तथा किमपि हा हा हा हा एवं तस्य मौल्यं कियद्भवति लघुबोंसाय् सस्यस्य कृते अस्तु अस्तु धन्यवादः महोदय अहं यावत् शक्यं पुनरपि एकवारं सम्पर्कं करिष्यामि धन्यवादः